उत्तरभारतं तथा दक्षिणभारतं सांस्कृतरूपेण तु बहुषु विषयेषु भिद्यते यतोहि भाषाः भिन्नाः सन्ति किं दक्षिणभार उत्तरभारते विद्यमानाः भाषाः अपि च दक्षिणभारते विद्यमानाः भाषाः तु बहु भिन्नाः सन्ति आहारः अपि तथैव अत्र वयं बहुधा अन्नस्य उपयोगं कुर्मः चेत् तत्र तु गोधूमस्य उपयोगं हा रोटी रोटिकां खादन्ति ते वयमत्र अन्नं खादामः अपि च किं वायुगुणः अपि अत्र शितोष्णः अस्ति चेत् तत्र तु घर्मकाले महान् घर्मः शैत्यकाले महत् शैत्यं द्रष्टुं शक्नुमः वृष्टिकाले अपि किं अतिवृष्टिः भवति तत्र एवमेव राजनीतिः तु राजनीतिविषये अपि मम तथा बहु ज्ञानं नास्ति शिक्षणं तु तत्र हिन्दिमाध्यमेनापि अपि तत्र पाठयन्ति अत्रापि किं अस्माकं यद् किं लोकल् लेङ्ग्वेज् अस्ति तत्र तेन माध्यमेनापि अपि पाठयन्ति चेदपि तत्र तु बहुधा हिन्दिमाध्यमेन पाठयन्ति अपि च भूगुणः अपि तत्र किं समतलः अस्ति चेत् अत्र किञ्चित् हिल्लि प्लेसस् अपि द्रष्टुं वयं शक्नुमः